रविवर्मणः सकाशादेव चित्रकलायाः प्रेरणा मया प्राप्ता आसीत् तेषां चित्रणं मया किमर्थम् इष्टं नाम तेषु जीवः आसीत् अर्थात् यदि नेत्रादिकं दृश्यते तद् वस्तुतः तत्र स् काचित् स्त्री वा पुरुषो वा स्थितः इव भाति अतः सा चित्रशैली इष्टा भवति स्म अपि च ते मह्यम् एवं भाति ते प्रतिग्रामं गत्वा तत्र विद्यमानशैलीं ज्ञात्वा यथा तमिल्नाडु गम्यते चेत् तत्र कथं आचरणं क्रियते पर्वणां इति स पर्वणाम् इति सर्वं दृष्ट्वा तया एव शैल्या कृता इति मया ज्ञायते स्म अतः मया अपि तया एव शैल्या कर्तव्या इति चिन्तितमासीत् यतोहि यदि शैली समाना भवति तत्रत्यजनानां दृष्टिः अपि तद्रीत्या एव भवति अपि च यदा पश्यन्ति तदा मनसि तोषः भवति अतः अन्ये अपि तत् शैलीं सम्यक् ज्ञातुं शक्नुवन्ति इति अहं चिन्तयामि